नमस्कारः मम नाम दीपश्रीनाथः अहं केन्द्रीयसंस्कृतविश्वविद्यालयस्य एकलव्यपरिसरतः वदामि अहम् अगर्तला एयर्पोट् प्रति गन्तुम् इच्छामि अतः भवतां ततः कार्यानम् अपेक्षते तर्हि कियत् समयम् अपेक्षते ततः केन्द्रसंस्कृतविश्वविद्यालयस्य एकलव्यपरिसरं प्रति आगन्तुम् इति किञ्चित् सूचयन्तु धन्यवादः